संस्कृतरूपकसाहित्ये सर्वश्रेष्ठ तु बहु ग्रन्थाः सन्ति तत्र तन्मध्ये संस्क़ृतनाटकं रूपकम् एव इति रूपकस्य एक भागं तत् नाटकम् अस्ति नाटकं प्रकरणं भाणः व्यायोगः अङ्कः वीथिः डिमः समवकार ईहामृगः प्रहसनम् इति दश संस्कृतोपमा सन्ति तत्र तन्मध्ये रूपकं यदि वदामि चेत् रूपकमध्ये नाटकम् अपि आगच्छन्ति तत् नाटकमध्ये यदि आगच्छति तर्हि नाटकमध्ये किम् एकं स्वप्नवासवदत्तं वक्तुं शक्नोमि तत्र स्वप्नवासवदत्तं महाकविः भासस्य प्रसिद्धं संस्कृतनाटकम् अस्ति अस्य अङ्क सन्ति कति अङ्काः सः षट् अङ्काः सन्ति भासस्य नाटकेषु श्रेष्ठतमम् अस्ति अतः अस्मिन् नाटके प्रतिज्ञायौगन्धरायणस्य अङ्गे कथा वर्णिताः अस्ति तत्र अस्य नाटकस्य नाम राजा उदयनस्य स्वप्ने वासवदत्तायाः दर्शनात्मकं तत् स्वप्ने दृष्टवान् एतत् नाटकस्य कथा वस्तु संस्कृत नाटकसाहित्ये स्वप्नं दृश्यम् इति विशेषस्थानं वर्तते